मम प्रदेशम् अरण्यमध्ये अस्ति तत्र तु लताः वृक्षाः अनेकाः सन्ति तत्र केचन जनाः कलाशिल्पेषु निपुणाः सन्ति तत्र बुट्टिइति कन्नडभाषायामुच्यते तत् कर्तुमेव केचन जनाः सन्ति तद् कृत्वा व्यापारमपि कुर्वन्ति अनन्तरं वुड् प्रोडेक्ट्स् ये भवन्ति तदपि कृत्वा बालानाङ्कृते क्रीडनार्थं प्रोडेक्ड्ट्स् किमपि कृत्वा तदपि व्यापारं कुर्वन्ति अनन्तरम् ये मणिः भवति तेन अलाङ्कारार्थं केचन कलाकृतिं कुर्वन्तः भवन्ति ते बहवः सन्ति ते अत् तत्र